मम प्रदेशः उत्तरप्रदेशः अस्ति उत्तरप्रदेशे आचर्णे बिद्यमानः सांस्कृतिकोत्सवः अथवा कार्यक्रमः गोवर्धनपूजा अस्ति उत्सवस्य गोवर्धन पूजा कन्यायाः मनसि गोवर्धनकृते भक्ति भावना जागर्ति एतावत् कार्यक्रमे गोमयं परिलिप्य गोमय माध्यमेन गोवर्धनदेवता मूर्ति निर्माणं कृत्वा तत् दीपं प्रज्वाल्य पूजनं नानाविधिना पूजनम् अर्चनं कन्यायाः माध्यमेन करोति मार् नवेम्बर् त मासे अयम् उत्सवः नवम्बर् मासे आचर्यते अहं तत्र आनन्देन पश्यामि